मम मम परिवारे दीर्घकालात् आचर्यमाणः विशिष्टः आचारः ये ये अस् सन्ति मम परिवारे प्रतिदिनं सर्वे प्रातःकाले उत्तिष्ठ स्नानं कृत्वा पूजां कुर्वन्ति ईश्वरस्य प्राथनां कृत्वा दिनस्य आरम्भम् आरम्भं करोति प्रतिदिनं पोथीवाचनं कृत्वा दिनस्य आरम्भं करोति प्रातःकाले सर्वे जनाः अस्माकं गृहे ज्येष्ठानां आशीर्वादं गृह्णाति नमस्कारं कृत्वा सर्वे गृहकार्यार्थं सिद्धाः भवन्ति सर्वे जनाः तान् सर्वं कार्यं कृत्वा भोजनं कृत्वा गृहस्य बहिः गृहाद् बहिः निर्गतः पूर्वः ज्येष्ठानाम् आशीर्वादं गृह्णन्ति ता तदनन्तरं सर्वे स्वस्ववृत्तिं कृते बहिर्गच्छन्ति एवम् अस्माकं विशिष्टाः आचाराः सन्ति तद्विषये अहं वदामि अस्माकं गृहे ये जनाः अस्ति ते सर्वधर्मस्य अनुकरणं करोति धर्मस्य आचरणं करोति ज्येष्ठानाम् आशीर्वादं कृत्वा कार्यं सफलं जातम् एतत् सर्वं अस्माकं विचारः अस्ति ये आचाराः अस्मान् बोधयति ते श्रेष्ठाः ज्येष्ठाः अस्ति तान् अपि आशीर्वादम् अस्मान् बहु सिद्धाः जाताः एवं प्रकारेण अस्माकम् आचरणम् अस्मिन् गृहे वर्तते